अहम् अत्र वक्तुमिच्छामि तत्र कुक्कुटः कुक्कुटयोः तद् युद्धं भवति तद् ग्रामे तत् पुरातनं पन्था भवति नाम तेषाम् आनन्दार्थं तेषां बिनदनार्थं सा क्रीडा क्रीडा इति वक्तुं न शक्यते तेषां कृते तु क्रीडा परन्तु कुक्कुटयोः युद्धं तु तत् तत् सीर्यस् एव अस्ति अतः तद् दृष्टुं बहव जनाः गच्छन्ति परन्तु मम मनसि किम् अस्ति इति अहं वदामि कुक्कुटयोः यद् युद्धम् अस्ति तत् बहु निकृष्टतरमस्ति तद् बहु नाम कष्टकरमेव अस्ति तद् द्रष्टुं तद् तत्रैव कुक्कुटः एकः नाम म्रियते चेत् बहु दुःखं भवति तद् पशुक्रीडा अथवा कुक्कुटक्रीडा एतावद् एतादृशी क्रीडा न भवेत् मम मनसि एतादृशी क्रीडाविषये नाम बहु कष्टमेव अनुभवामि अहं मनसि अतः मम चिन्ता एव वर्तते कुक्कुटक्रीडा वा भवतु तत्र अन्यत् किमपि बक् क्कि कुक्कुटक्रीटा वा भवतु वृषभक्रीडा वा भवतु एतत् न भवेत् तत् समाजस्य हितकरं नास्ति तद् हिंसतायाः तत् प्रतिकं दर्शयति अतः तत् मास्तु इति तद् समीचीना क् क्रीडा न भवति तत् क्रीडा वस्तुतः अस्माभिः बाल्यकाले यथा क्रीडितं तथैव क्रीडा भवतु पशुक्रीडा इत्यादिकं तद् मास्तु